रेडिमेड् वस्त्राणि तु तत्क्षणमेव प्राप्य धरितुं शक्यते परं हस्तनिर्मितवस्त्रैः समयं स्वी स्वीक्रियते तत् तदेव भिन्नम् अस्ति अनन्तरं रेडिमेड् वस्त्रं वस्त्रम् अहं द्रष्टुं शक्नुमः तस्य रचना कथम् अस्ति तत् अस्माकम् अस्मिन् शरीरे कथं तिष्ठति तत्क्षणमेव ज्ञातुं शक्यते परं हस्तनिर्मितवस्त्रे वयं तु केवलं पत्रे वा पत्रे तस्य निर्माणं निर्माणस्य विषयं च चित्रीकरणम् एव द्रष्टुं शक्नुमः सं यथा वस्त्रं सिद्धं भवति तथैव अहं ज्ञातुं शक्नुमः तस्य डिज़ैन् अस्मिन् शरीरे कथं भविष्यति इति तथैव भिन्नम् अस्ति यतो यतोहि रेडिमेड् वस्त्राणां महती विपणिः वर्तते जनाः क्रेतुं क्रियन्ते च तथापि हस्तनिर्मितवस्त्रं वस्त्राणां कृते यः प्रभावः अस्ति यः भावः अस्ति तत्सु उच्चस्थरीयम् एव किमर्थम् इत्युक्ते प्रत्येकं वस्त्रम् अस्मिन् शरीरस्य अस्मिन् शरीरस्य अस्मिन् शरीरे अस्मिन् अङ्गे तस्य अः स्थूलः वा कृषः वा एतानि विषयानि स्वीकृत्य एव तस्य रचना जाता तस्मिन् कारणे एव अधिकाः अधिकाः जनाः हस्तनिर्मितवस्त्राणि क्रेतुम् इच्छन्ति